आं युवा युवानः वार्तां पश्येयुः आवश्यकमेव यदि अस्माकं गृहाद् बहिः अस्माकं देशे वा अस्मा अस्माकं राज्ये वा अस्माकं विश्वे वा इदानीं किं प्रचलति तस्य सर्वस्य अहं सर्वस्य मा ज्ञानार्थं युवानः वार्तां पश्येयुः तस्य यदि अस्माकं सर्वं यदि वयं सर्वं ज्ञातमस्ति चेद् वयं किमपि कर्तुं शक्नुमः कर्तुं शक्नुम इत्युक्ते अस्माकमपि समाजस्य प्रति किमपि कर्तव्यं अस्ति न तु केवलम् अस्माकं स्वस्य अनन्तरम् अस्माकं गृहस्य गृहस्य गृहजनानां केवलं गूर गृहजनानां प्रति केवलम् अस्माकं कर्तव्यमस्ति एवं नास्ति तर्हि अस्माकं समाजे अस्माकं देशे अस्माकं राज्ये राज्यस्य प्रति एतेषां सर्वेषां प्रति अस्माकं किमपि कर्तव्यम् अस्ति तर्हि यदि वयं प्रतिदिनं वार्तानाम् वार्तां पश्यामः अनन्तरं तस्य अनुसरणं कर कुर्मः चेत् बहु लाभः भवति तस्य न तु केवलम् अस्माकं कृते तर्हि अस्माकं स देशस्य कृते अस्माकं राज्यस्य कृते अस्माकं समाजस्य कृते